चित्रनिर्मितिं करोषि इति चेत् कथम् इति चेत् रेखाचित्राणि कानि पेण्टिङ्ग् इत्यादि सर्वमपि विद्यते परन्तु अन्तर्जाले तत्र कर्तुम् एतानि मम समयः एव नास्ति यतोहि मम चित्रनिर्माणकौशल्यं यद्वर्तते तत् मम मम एव चिन्तितं देवालय निर्माणकर्मणि एव तत् समयः व्ययः भवति तत्रापि कथम् कर्तव्यम् इत्यादिकम् इञ्जिनियर् विना अहं करिष्यन् अस्मि कुर्वन्नस्मि अतः सद्यः निर्मितस्य चित्रस्य विषये इति चेत् अहम् इदानीं ज्योतिषविभागे सर्वं समयं व्यापयन् अस्मि अतः चित्रीकरणं मम पुत्रः एवं पुत्री च कुर्वन्तौ स्तः अतः मम समयः तदर्थम् इदानीं नैव शक्येत् शक्यते अतः तस्मिन् विषये मम विषादः इति कथयितुम् इच्छामि धन्यवादाः